अत्र बहवः सस्यानि लताः भवन्ति अहं तु एकं तद् लता भवति यद् गृहस्य ऊपरि आच्छादनं करोति पूर्णं तद् गृहस्य सौन्दर्यं वर्धयति तद् लता बहु रोचते तद् लतायाः कर्तुम् इच्छामि अनन्तरम् क्षेत्रे वयं बहवः लतायाः वर्धनं कर्तुं शक्नुमः यथा क्षेत्रे वयं तण्डुलाः तण्डुललताः कर्तुं शक्नुमः अनन्तरम् क्षेत्रे तु वयं कनकलताः अपि वर्धितुं वर्धनं तस्य कर्तुं शक्नुमः अनन्तरं सरसू इत्यादि तैलं न यत्र मध्ये वर्तते तेषां लतायाः वर्धनम् अपि वयं कर्तुं शक्यते वयं क्षेत्रे शाकानि अपि वर्धितुं शक्यते फलानि अपि वर्धितुं शक्यते यथा आमलकवृक्षः अस्ति आमलकवृक्षः अपि वयं क्षेत्रे कर्तुं शक्यते तत्र आलुकम् आदि अपि वयं वर्धनं कर्तुं शक्यते पुष्पाणि अपि पुष्पाणि तु वयं गृहे गृहे एव कर्तुं शक्यते अनन्तरं केचन फलाः भवन्ति सेवफलम् अस्ति कदलीफलम् अस्ति तद् अपि बहवः जनाः कुर्वन्तः सन्ति नारिकेलवृक्षाः अपि वर्धनं कर्तुं शक्यते